कृषिः पूर्णतया वायुगुणाऽऽधारिता भवति अतः

चिन्ता नास्ति परन्तु तद् अतिरिरिक्त्या इतोपि वायुः वाति चेत् तदा समस्या भवति तद् समस्या निवारणार्थम् अहं सस्यानां कृते बोर्न् इत्यादिकं स्थापयामि तदा तत्र धेनुः अपि आगत्य तत् शस्यं खादितुम् अपि न शक्यन्ते अनन्तरं वायुः अपि वाति चेत् अपि तत्र किम् तत्र बोर्न् भवति इति कारणात् तत्र क्लेशः न भवति तदर्थं एवं कर्तुं शक्यते अनन्तरं यत्र यत्र वयं तद् बोर्न स्थापयामः तत्र तत्र कर्तुं शक्यते अन्यत्र अन्यत्र इदानिं किं वदामः कदलीफलस्य प्रणालि भवन्ति शस्यानि तत् कृते किमपि कर्तुं न शक्यते तत् पतति वायुः सम्यक् वाति चेत् अनन्तरं पुनः तद् योजयितुं शक्यते पुनः तद् सस्यं कर्तुं शक्यते एवं कर्तव्यम् सर्व समस्यानां कृते अपि किं एवं भवत्येव एका समस्या भवत्येव वयं समस्यां विचिन्त्य एवं उत्तरं स्वीकरणीयं परिहारः भवत्येव वयं विचिन्त्य कार्यं करणीयम् अनन्तरं कृषिसंरक्षणार्थं इदानिं सर् सर्वेपि निरताः सन्ति इदानीं इत्युक्ते इदानीं सालुमरदतिम्मका सुन्दर्लाल् बहुगुण तेषां विषये वयं पृच्छामः चेत् ते अपि किञ्चित् उपायं इत्याधिकं दास्यन्ति तथा वयं कर्तुं शक्यते अहं एवं कर्तुं इच्छामि मम गृहे इदानीं किञ्चित् सस्यानि सन्ति चेत् तत्र वायुः सम्यक् वाति चेत् अहं तु तत्र बोर्न् इत्याधिकं संस्थाप्य अहं करोमि अस्माकं आश्रमेपि बहवः बहूनि सस्यानि सन्ति तत्रापि ते आगत्य बोर्न् स्थापयन्ति तदा वायुः वाति चेत् अपि किं किमपि न भवति तदर्थं एवं कर्तुं शक्यते एवं कर्तुं शक्यते चेत् वरं भवति बहूनि न भवति परन्तु किञ्चित् वरं भवति तदर्थं किञ्चित् सस्यानि वयं संरक्षणं कर्तुं शक्यते तदा किञ्चित् किञ्चित् एव अधिकं भवति तदा अधिकसस्यानि अस्माकं देशे संरक्षितानि भवन्ति तदर्थम् एवं किञ्चित् किञ्चित् उपायं वयम् अहं कर्तुं शक्यते एवं करोमि